मम जन्मदिनम् आगस्ट् मासे तृतीयदिवसे मम मात्रोः जन्मदिनं सेप्टेम्बर् मासे द्वाविंशतिः दिवसे मम मातपितरौ विवाहवार्षिकं डिसेम्बर् मासे तृतीयदिने मम भगिन्याः जन्मदिनं जन्वरी मासे द्वितीयदिने मम मातामह्याः जन्मदिनं फ़ेब्रवरि मासे द्वादशदिने अस्ति